मम गृहस्य समीपे मणिपालग्रामः केम्दूरुग्रामः मुल्किग्रामः अलेऊरुग्रामः च सन्ति समीपस्थ ग् नगरं मङ्गलूरुनगरम् मञ्जेश्वरनगरम् धर्मस्थलनगरं च अस्ति मणिपालग्रामम् अलेऊरुग्रामम् अहं नित्यं गच्छामि अलेऊरुग्रामे मम पुत्री वसति मम दौहित्रः हृदांशः शालात् परम् अस्माकं गृहम् आगत्य क्रीडति खादति च तं नीत्वा तस्य गृहे प्रापयितुम् आवाम् इत्युक्ते मम पतिः अहं च नित्यम् अलेऊरु गच्छावः मणिपाले खाद्यवस्तूनि क्रेतुं बहुवारं गच्छामः केम्प्दूरुग्रामे अस्माकम् इत्युक्ते कुटुम्बमन्दिरं लक्ष्मीनरसिंहदेवालयः अस्ति तत्र पूजां द्रष्टुं मासे प्रायशः दशवारं गच्छामः मङ्गलूरुनगरे बृहत् आपणान् द्रष्टुं तथा पब्बास् मध्ये हिमपयं खादितुं गच्छामः अपि तु मम पत्युः पितृव्यः तत्र वसति तं द्रष्टुं तेन साकं वार्तालापं कर्तुं कदाचित् गच्छामः विमाननिस्थानकं गन्तव्यं चेदपि तत्रैव मङ्गलूरुनगरमेव गच्छामः संवत्सरे चत्वारि नो चेत् पञ्चवारं तत्र गच्छामः धर्मस्थले मञ्जुनाथं मञ्जेश्वरे सुब्रह्मण्यदेवं नन्तुं गच्छामः संवत्सरे प्रायशः एकः अथवा द्विवारं गच्छामः सन्दर्शयामः